हा नमस्ते भवती अद्य कलानीलयम् आगतवती कति केचन प्रश्नाः इत्युक्ते किम् किंतु इदानीं गृहविषये अस्ति वा तदा पठनविषये भवत्याः श्रद्धा नास्ति वा तदा कलालयस्य विषये विषयाः किमपि वा द्विसी गृहे किमस्ति इति मया न अवगन्तुं शक्यते किमस्ति एवं वा भवत्याः गृहगमनन्तरं पठनं कर्तुं न शक्यते इति वा तथापि सः एवं वा अस्तु भवती एकं कार्यं करोतु श्वः निश्चयेन आगच्छतु तदपि अत्र भवत्याः व्यवस्था सर्वम् अस्माभिः कर्तुं शक्यते इतोपि भवत्याः प्रश्नाः अस्ति वा न वा इति चिन्तयित्वा तद् अस्माभिः सम्यक् अवगन्तुम् अपि अवसरः स्वीकृत्य भवत्याः प्रश्ननिवारणम् इदानीन्तन विषयाः वयं सम्यक् भवत्याः पाठने पठने च अस्माभिः सम्यक् रूपेण सहाय्यं कर्तुं शक्यते अत्र विद्यालये निश्चयेन आगन्तव्यं तत्र श्रद्धा ददातु भवत्याः गृहविषयः अपि इदौ इतोपि किमपि किमपि कर्तुम् अस्माभिः कर्तुं शक्यते वा इति वयं चिन्तयामः भवती एकं कार्यं करोतु प्रश्नाः बहुत्र सर्वेषां पुरतः अस्माकं जीवने एवमेव भवति एकस्य प्रश्नः एव भवति चेत् अन्यस्य विषयः अन्यः भवति विषये लिखिताः कोऽपि न सन्ति विषयस्य विषयस्य निवारणं कृत्वा एव आ अग्रे गन्तुं शक्यते इति नास्ति विषयः तत्र भवतु तथापि अस्माकं लक्ष्यबोधः किमस्ति तत्रैव श्रद्धा देया एवं चेद् अस्माभिः अग्रे गन्तुं शक्नोति आ ज्ञातं वा हा अस्तु आ हा चिन्ता प्रथमतया भवती त्यजन्तु अ इदानीं क्लिष्टता अस्ति चिन्ता नास्ति अ अस्माभिः तच्च दृष्ट्वा तत्सर्व विषयं अ अस्माभिः परस्परम् उक्त्वा उक्त्वा किं किमस्ति इति सम्यक् ज्ञात्वा तस्य निवारणाय भवत्याः मनक्लेशनिवारणं प्रथमं कुर्मः अनन्तरं भवत्याः पठने पाठने सर्वं वयं श्रद्धालुः भवामः भवती निश्चयेन विश्वासरूपेण लक्ष्यं प्राप्तुम् अस्माभिः सहाय्यं कर्तुं शक्नुमः भवति निश्चयेन तत्रैव श्रद्धा कुर्वन्तु निश्चयेन सह आगच्छन्तु स्वागतं स्वागतम् सन्तुष्टा जाता सन्तुष्टा सन्तुष्टा जाता अस्तु अस्तु पुनर्मिलामः पुन् स्वागतं स्वागतम् अस्तु